अहं तत् वीडियो गेमं न क्रीडामि किन्तु मम एकं मित्रम् अस्ति सः वीडियो गेमं क्रीडति सः प्रतिदिनं लूडो त्री फ़्रायर् लूडो थ्रि फ़् फ़्रायर् पब्जि इति वीडियो क्रीडायाः क्रीडति किन्तु सः किम् अपि अध्ययनं न करोति प्रतिदिनं वीडियो क्रीडायाः एव क्रीडां क्रीडन्तः तत् कारणेन तस्य समयः अपि अधिकं जातम् अध्ययनम् अपि न करोति तत्कारणेन तस्य जीवनं व्यर्थम् अभवत् आधुनिके समये ब्रह्मन् हनिस्स वा सङ्गणकस्य उपयोगं सम्यक् रूपेण न करोति तत्कारणेन वीडियो गेम् वीडियो क्रीडायाः अधिकं सम्यक् नास्ति के अहं मम मित्रस्य मित्रं वदामि किन्तु सः किमपि न श्रुणोति समयः अपि व्यर्थः जातः अध्ययनमपि न करोति अनन्तरम् कः माता पिता स् वदन्ति तर्हि तस्य अपि न शृणोति तत्कारणेन वीडियो क्रीडायाः बहवः ह नाका नकार्थ नकारार्थं नकरार्थं